अहम् एकलघुग्रामे निवसामि मम ग्रामे अधिकव्यवस्था तथा सौलभ्यं नास्ति तत्र बहूनां समस्यानां सम्मुखीकरणं जनाः कुर्वन्ति एवं च कापि व्यवस्था अस्माकं ग्रामे नास्ति क्रीडाक्षेत्रे च कापि व्यवस्था नास्ति क्रीडनार्थं क्रीडाप्राङ्गणम् अपि नास्ति ग्रामे यः क्षुद्रबालकाः सन्ति ते ग्रामस्य मार्गे अपि क्रीडां क्रीडन्ति मम ग्रामस्य बालकानां क्रीडाक्षेत्रे अधिकरुचिः अस्ति परन्तु क्रीडासामग्रीणामपि अभावः अस्ति बालकानाम् एतस्मात् कारणात् मम ग्रामस्य बालकाः क्रीडां क्रीडितुं नैव शक्नुमः इति दुःखिताः सन्ति